अस्ति नास्ति दिष्टं मतिः इति व्याकारणसूत्रम् अनेन आस्तिकनास्तिकपदानां उत्पत्तिः भवति अस्ति इति ये चिन्तयति अर्थात् भगवतः अस्तित्वं ये अङ्गीकुर्वन्ति ते आस्तिकाः न अस्ति इति ये अङ्गीकुर्वन्ति ते नास्तिकाः अतः आस्तिकनास्तिकदर्शनेष्वपि षट्दर्शनानि द्विधा वर्तन्ते षट् नास्तिकदर्शनानि षट् आस्तिकदर्शनानि इति तत्र चार्वाकादि दर्शनं तु नास्तिकदर्शनमित्युच्यते एवञ्च बौद्धदर्शनमपि किन्तु तत्र वेदान्तं पूर्वमीमांसा एवञ्च दर्शनशास्त्राणि यथा मीमांसा वेदान्त आदि आस्तिकदर्शनानि सन्ति एवञ्च आस्तिकनास्तिकदर्शनानां अत्र विषये अलमिति मन्ये